अस्माकं कर्णाटकप्रदेशे बहवः स्थानानि सन्ति ये जनाः तत्र गन्तुम् इच्छन्ति प्रथमतया विजयनगरमहाराजस्य समये आसीत् बृहद् प्रसिद्धः होयसलेश्वरः देवालयः बेलूर् हलेबीड् अनन्तरं श्रवणबेलगोलः मोनोलिथिक् मोन्युमेण्ट् इत्येव प्रसिद्धः तत्रतः मलेनाडु प्रदेशे आगच्छति चेत् तत्र कुवम्पुगृहं कविशैलः इत्येव प्रसिद्धः तदनन्तरं जोग् फाल्स् अवश्यं गन्तव्यं जले क्रीडितुम् इच्छति चेत् तत्र गच्छामः तदनन्तरं बहवः बनशङ्करीदेवालयः बादामी तत्र सर्वे अपि उत्तरभागे अस्ति तत्र सर्वे अपि स्थानानि गन्तुं शक्यते